उक्तः अस्ति अतः वेदे वेदं ये न न जानन्ति ते भारतं पठित्वा तस्य सारः कः अथवा महाभारतस्य आशयः कः इति ते ज्ञातुं शक्नुवन्ति अतः एतत् पञ्चमवेदः इति उच्यते ते सर्वथा वेदतुल्याः वेदतुल्याः इति नास्ति पञ्चमवेदः इत्युक्ते वेद सह तुल्यः इति न वेदे ये धर्मविषयाः अथवा धार्मिकविषयाः ते तत्र पुराणे अपि उक्तम् अस्ति तत्र महाभारतं विशेषेण धार्मिकविषयम् अस्ति अतः तत् पञ्चमवेदः इति